भवन्तः टूरिस्ट् एजेण्ट् वा हा अहं वार्तापत्रिकायां दृष्टवती इत्युक्ते भवन्तः किमपि टूर् अरेञ्ज् कृतम् इति दृष्टवती अहम् इत्युक्ते कानि कानि दर्शयन्ति

पुनः काशिं दर्शयन्ति वा हा पुनः अयोध्यां दर्शयन्ति वा पुनः द्वारकाम् हा पुनः किं स्थलं पुनः वदन्तु वयमपि चयनं कर्तुं शक्यते वा किमपि पृच्छामः चेत् न नयन्ति वा हा इत्युक्ते जोबि के अपि यात्राम् आगच् आगच्छन्ति खलु हा आगन्तुं शक्यन्ते खलु ते अपि सज्जेस्ट् कर्तुं शक्यते खलु स्थलम् एवं गन्तव्यमेवं सर्वम्

कदारम्भम् आरम्भं भवति कदा समाप्तं भवति यात्रा

हा विंशतिः विंशतिदिनानि भवन्ति हा इत्युक्ते कुतः आरोहणं करणीयं बस्मध्ये गन्तव्यं वा ट्रेन् वा एरोप्लेन् वा हा हा हुब्बळ्ळि कतिवादने भवति ट्रैन् प्रातः चतुर्वादने वा तावत् शीघ्रं वा हा पुनः धनं सर्वं कति त्रिशतम् एक एकस्य कृते थर्टि तौसण्ड् वा एतत् हा हा बहूनि सन्ति

हा परन्तु प्लेन् तः गमनापेक्षा अपि पूर्णं ट्रेन् भवति स्म चेत् बहु सम्यक् भवति स्म खलु इत्युक्ते सर्वं सौलभ्यं भवति स्म हा सत्यम्

हा प्रथमं कुत्र गच्छामः वयं प्रथमम् द्वारकां गच्छामः वा नैव अहं किम् एतत् तावदेव दृष्टवती भवतः कान्टाक्ट् नम्बर् आसीत् तत्र पुनः एवम् आयोजनं कुर्वन्तः सन्ति कानिचन फ़िफ़्टीन् स्यात् फ़िफ़्टीन् स्थलानि सन्ति खलु आ तावद् दृष्टवती अहम् हा आ हा प्रेषयन्तु एतदेव मम वाट्सप् नम्बर् पुनः अहं तावदेव नैव मम गृहे मम माता आगच्छति मम पिता आगच्छति मम अग्रजः आगच्छति पुनः मम अनुजा आगच्छति पुनः मम स मम सख्याः द्वे आगच्छतः पुन मम अग्रजस्य सखा द्वे आगच्छतः कति इत्युक्ते अहं माता पिता अग्रजः अनुजा मम सख्याः अग्रजस्य सखा नव अभवन् वयम् इतोपि मम मातामही तेषां पृच्छामः परन्तु वयः बहु अभूत् खलु ताः आगन्तुं शक्यते वा किं शीतं बहु भवति वा

हा हा इत्युक्ते वयं किं किम् आनेतव्यं तत्र अस्माकम् आरोग्यमपि द्रष्टव्यं खलु किं किं किम् आनेतव्यम् हा स्वेदकं सर्वम् आनीयं खलु आम् हा हा

हा अस्माकं मातामही ते ताः आगच्छन्ति चेत् तेषां कृते आनयामः वयं वयं न आनयामः चेत् शक्यते वा अथवा आनेतव्यं वा भवन्तः किमपि कथितं न हा ह् हा गुलिका हा हा सत्यं पुनः किं सा हा पादुकाः भवन्तः एव ददन्ति वा किम् पाकं वा हा ह अस्तु किं किं किं किं भवति खादितुम् त तदपि भवतः समीपे एकम् एतद् रेडिमेड् एतद् भवति खलु हा तद् प्रे तद् प्रेषयन्तु इत्युक्ते वयः अभवत् खलु ते खादन्ति चेत् तेषाम् आनयामः न खादन्ति चेत् पुनः समस्या भवति खलु तत्र अथवा भवन्तः किमपि अन्यद् अरेञ्ज् कुर्वन्ति वा तेषां कृते हा हा अस्तु पुनः एतद् आन्लैन् पेमेण्ट् आन्लैन् पेमेण्ट् करणीयं वा अथवा वयमेव पे किं गत्वा रिज़र्वेशन् करणीयं वा अथवा भवन्तः कुर्वन्ति वा इत्युक्ते भवतः इदानीम् एजेण्ट् खलु भवता करणीयम् इत्युक्ते कति जना आगच्छामः इति वदामः चेत् वयं भवन्तः कृते धनं प्रेषयामः आन्लैन् तस्यानन्तरम् हा भवन्तः एव कुर्वन्ति धनं वयं दातव्यं खलु हा एकस्य कृते थर्टि तौसण्ड् इत्युक्ते वयं कति न वा स्म कति भवति दश हा दश हा त्री लेक्स् भवन्ति हा हा विंशतिदिनानि पुनः किं काः काः व्यवस्थाः भवन्ति हा पुनः एतद् सायङ्काले स्नाक्स् किमपि ददन्ति वा हा सायं स्नाक्स् किमपि ददन्ति वा

हा पुनः टी काफ़ि किमपि भवति खलु हा प्रातः तथा सायम् पुनः किमपि

हा अड्वान्स् अपि अर्धं दातव्यं वा सार्धं दातव्यं वा हा ताव तावत् दद्मः चेत् गमनसमये पूर्णं कर्तुं शक्यते वा अथवा गत्वा गमनानन्तरं दे दातुं शक्यते वा पुनः एतत् किमपि गौर्मेण्ट् सौलभ्यम् अस्ति इति खलु तद् किमपि अस्ति वा काशियात्रां प्रति किमपि गौर्मेण्ट् सौलभ्यमस्ति खलु पञ्चसहस्रं गौर्मेण्ट् सः मिलति इति तथा किमपि अस्ति वा अ हा एतद् भवन्तः प्रैवेट् वा अस्तु अस्तु वयं प हा भवतां कृते सूचयामि अहम् हा अस्तु महोदय हा अस्तु हा अस्तु स्थापयामि वा हरिः ओम्